हरिः ओम्

कः भवान्

आम् अत्रैव गृहं निर्मातुम् इच्छति वा बहुसम्यक् तर्हि क्षेत्रस्य प्रयोजनं न वा निर्मितगृहस्य वा

यदि न मिलिष्यति तर्हि तदनन्तरं गृहस्य निर्मितगृहस्य न वा बहुसम्यक् तर्हि भवान् आगन्तुं शक्नोति अधुना तर्हि पूर्वं शृणोतु एकवारम् जयपूरे त्रिवेणिनगर्यां किरणविहार् कालोनिमध्ये मम एकं रिक्तं स्थानमस्ति तत्र गृहं निर्मातुं शक्यते बृहत् अस्ति भवान् द्रष्टुम् इच्छति चेत् आगमिष्यति एकवारम् मूल्यं तु अधुना अधिकं सर्वत्रैव भवान् जानाति पूर्वे आगत्य आगत्य एकवारं द्रष्टव्यं दृष्ट्वा यदि भवतः रुचिः जायते स्थानं दृष्ट्वा स्थानेषु आकारः दर्शनीयं तद्दृष्ट्वा यदि भवतः रुचिः जायते तर्हि भवान् क्रेतुं शक्नोति निर्मितगृहस्य कृते यदि भवान् इच्छति तर्हि आं मम अस्ति एकं निर्मितगृहम् तत्र टङ्करोट् मध्ये बहुतलगृहं निर्मितम् अस्ति भवान् तत्र गन्तुं शक्नोति भवान् तत्र यातुं शक्नोति क्रेतुमपि शक्नोति तर्हि तस्य तस्य कृते आं वदतु

शृणोतु तत्र कक्षत्रयमस्ति कक्षत्रयमस्ति तत्र एकस्य कक्षस्य कृते भवतः तत्र अधुना अधिकं मूल्यं त तदर्थं भवतः

अस्तु विरमतु आम् आं स्वागतम्